अर्थशास्त्रे बहवः विभागाः दृश्यन्ते अर्थशास्त्रमित्युक्ते अर्थशास्त्रग्रन्थः परमचाणक्येन कौटिल्येन विरचितम् तत्तु राज्याढलितं तथा च निर्वह निर्व राज्य राज्यस्य राज्ञः कार्यविषये एतद्ग्रन्थे बहवः विषयाः उपपादिताः तदपि पालीभाषया तथा संस्कृतभाषया तैः उक्तमस्ति अर्थशास्त्रे बहवः नीत्यादिकाः वर्तन्ते नीतिं त्यक्त्वा कौटिल्यः यत्र कत्राप् यत्र कुत्रापि न गच्छति तत्र वस्तु विषये वक्तव्यं चेत् तत्र राज्ञः कार्यं किमित्युक्ते प्रजासंरक्षण तथा राज्यस्य रा प प प परिपालनं तथा च इत्यादिषु विषयेषु कौटिल्येन सुव्यवस्थितं पद्याः पद्यं वर्तते तत्र अस्तु अर्थशास्त्रे बहवः न्यूनातिरिक्त सन्दिग्धपरिस्थितिः विषये अपि कथितमस्ति पुनः अर्थशास्त्रस्य आधुनिककाले अन्वेषकः श्यामाशास्त्रिमहोदयः मैसूरु ओरियण्टल् लैब्ररिस्थः महोदयः तेषामपि नमस्कारं कृत्वा मम वाग्व्यापारात् विरमामि